इदानीम् अहं सङ्गीता रेस्टोरेन्ट्मध्ये भोजनम् आर्डर् कृतवती परन्तु मम सिटि बेङ्क् क्रेडिट् कार्ड् पेमेण्ट् सिटि के सिटि बेङ्क् क्रेडिट् कार्डड्वारा पेमेन्ट् न चलति तद् किम् अभवत् इति म दृष्ट्वा वदतु कृपया